शिक्षा कियत्पर्यन्तम् अपेक्षते इति पश्यामः चेत् यावत्पर्यन्तम् अस्मासु विद्यमानम् अज्ञानं न गच्छति तावत्पर्यन्तं शिक्षा अपेक्षते एव तर्हि कियत्पर्यन्तम् इत्युक्ते यदि द्विधा कुर्मः चेत् एकं भवति उपाध्यर्थं द्वितीयं भवति आत्म उन्नत्यर्थं

उपाद्यर्थं डिग्रीस् अपेक्षन्ते यथा एस् एस् सि इन्टर् मीडियेट् यथा डिग्रि एम् ए बि एड् एम् एड् पि हेच् डि किमपि वा तावत्पर्यन्तं सः पठित्वा अनन्तरम् उपाधिः अपि सः प्राप्तव्यः नास्ति चेत् सम्पूर्णं व्यर्थमेव भवति अनन्तरं यद्यद् पठति तद्व्यवहारे आनेतव्यमस्ति शिक्षायां विद्यमानं सारं व्यवहारे अपि आनेतव्यम् अनेन एव सिद्ध्यति